पञ्चनवत्यधिक ऊनविंशतिशतस्य वर्षस्य सेप्तेम्बर् मासस्य नवमः दिनाङ्कः द्विसहस्रतमस्य वर्षस्य फ़ेब्ररी मासस्य पञ्चविंशतितमः दिनाङ्कः सप्ताधिकद्विसहस्रतमस्य वर्षस्य अप्रेल् मासस्य द्वादशदिनाङ्कः पञ्चदशाधिक द्विसहस्रतमवर्षस्य नेवेम्बर् मासस्य द्वितीयः दिनाङ्कः अष्टादशाधिकद्विसहस्रतमवर्षस्य जेन्वरी मासस्य द्वितीयः दिनाङ्कः